हरिः ओम् नमस्ते इच्छितमस्ति अस्तु

नमस्ते आ क्रियते कोल क्रियते तु कीदृशं फोटः कुत्र अपि आवश्यकम् हा अस्तु निरवगि फो फ़ोटोफोर्स् एव अस्ति एकरूप्यकं वा करणार्थं निरवदि निरवदि विनोदसञ्चारकेन्द्रम् अपि अस्ति विनोदसञ्चारकेन्द्रे प्रकृतिः प्रकृतिवैविध्यकेन्द्रम् अब एव एतत् सटिनीम् फोटोतम न जानामि का बीच् सैट् बीच् सागरसमीपे चित्रम् अस्तु सागरसमीपेचित्रं बहु वा धनमेव अस्ति हा आगामि मासे आ भवती श्वः आगच्छतु श्वः एव एव तत् क्रियते क्रियते भवती श्वः आगच्छतु एकं दशलक्षरूप्यकाणि एव अस्ति एकलक्षरूप्यकाणि तु अस्ति तद् आ द्विसहस्रं द्विसहस्रम् एव आरम्भे एकलक्षरूप्यकाणि इति रूप्यकाणि प्रैस् श्वःअपि अः कीदृशः समयः कीदृशः समये एव आगच्छति मध्याह्ने अस्तु अस्तु आ धन्यवादः